हरिः ओं हा नमो नमः भगिनि सिरि वदन्ती अस्ति वा आम् ओ मम नाम लोकेशः वस्तुतः मम एका एकं अहम् एकं मित्रम् अस्ति रूपेशः सः भवत्याः सङ्ख्यां मां दत्तवान् अहं नाग्पुरतः एव अस्मि हा ई इवेण्ट् मेनेजर् अस्तीति सः उक्तवान् मां सम्यगस्ति वा ओ ओ तर्हि उत्तममेव वस्तुतः मम गृहे मम भ्रातुः विवाहः वर्तते हा धन्यवादः अग्रिममासे मार्च् मासे अष्टादशदिनाङ्के तस्य विवाहः निश्चितः हा विवाहः मुम्बैनगरे भविष्यति तर्हि तस्मिन् विवाहे विवाहार्थम् अहं या ये कार्यक्रमाः सन्ति तस्य नियोजनम् इच्छामि तर्हि भवती किं सहायं कर्तुं शक्नोति इति कृपया मां वदतु हा सत्यं वस्तुतः पञ्चदशदिनाङ्के हल्दिका भविष्यति हा तस्य सिद्धतादिसर्वं यत् किमपि भवति तत् भवती करोति चेत् वरम् अस्माकं कृते

हा इतोपि मध्याह्ने शतं जनानां भोजनव्यवस्थापि कल्पनीया वर्तते तजनानां शतं शतं हण्ड्रेड् हा चल नाङ्के नववादने हल्दिकाकार्यक्रमः हा तथा एकादशवादने शतं जनानां भोजनव्यवस्था

षोडशदिनाङ्के हा मेहन्दीकार्यक्रमः षोडशदिनाङ्के प्रातः एकादशवादने निश्चितमस्ति शदिनाङ्के प्रातः एकादशवादने वरस्य कृते एकः किञ्चित् यः सम्यक् मेहन्दी कारयितुं शक्नोति सः आवश्यकः अन्येषां कृते भवती यदि कमपि सूचयति चेत् तद् चिन्ता नास्ति मम कृते

कार्यक्रमः सम्यक् भवतु इति मम इच्छा धनस्य तत्र चिन्ता एव न करणीया अहं वदन्नस्मि सप्तदशदिनाङ्के सायङ्काले सङ्गीतकार्यक्रमः वर्तते सङ्गीतकाले कार्यक्रमः तत्र गायकः गायिकाः च अवद् आवश्यक्यः भवती सम्यक् यः गीतं गातुं शक्नोति वा कापि गायिका अस्ति चेदपि सूचयतु इतोपि सङ्गीतमञ्चः अपि आवश्यकः कारणं किम् अस्ति अहं मम पत्नी मा मम माता पिता मम भगिनी एते जनाः नृत्यमपि कर्तुम् इच्छन्ति तर्हि तस्य स् सापि व्यवस्था यदि भवति एवं वा अद्यैव अहं परिवा आं चिन्ता नास्ति चिन्ता नास्ति अहं तेन सह एकवारं पुनः वार्तां करोमि अनन्तरं श्वः सूचयामि चलति वद मिल